कोविड् इति समये आ भारते लोक्डौन् एव आसीत् इति कारणेन भारतस्य सर्वत् भारते सर्वत्र पर्याटने समस्या तु जाता एव तथैव मम प्रदेशे अपि मम क्षेत्रे अपि पर्यटने यथा जनाः बहिष्टात् आगच्छन्ति भ्रमणं कुर्वन्ति तथा न अभवत् एवं तस्य प्रभावः इति आसीत् धन्यवादः